प्रथमतया प्रोफेशनल् क्यामेरा मध्ये अधिक ध धनं न स्थापयन्तु इति प्रथमतया वदामि अनन्तरम् एकम् एतद् बेकप् उद्योगरूपेण अन्यत् किमपि भवितं भवितव्यम् इति मम अन्यत् एकं सूचना अनन्तरं यत् शनैः शनैः एतत् यदा अनुभवः जायते तस्मै तस्मिन् समये एव एतत् छायाचित्रग्रहणम् उद्योगरूपेण स्वीकर्तुं शक्नु शक्नुवन्ति इति वदामि अहम्